मम इष्टतमं पाकं कृतिः इटलि इटलि इति स्वस्तः प्रातः भोजनं च यः स्वादिष्टेन नारिकेले चट्नी साम्भारेन च सह परोक्षते इदली मृदुः च अस्ति इटलि इत्यस्य भिन्नाः रूपाः सन्ति रवे इटली मास् मसाला इटली समतलतण्डुल इटलि इत्यस्य सङ्गतरूपेण स्वादिष्ठानि टमाटस्य चट्नी निर्माति अहं कृतं नारिकेलं चट्नी च सह इटली खादितुम् इच्छामि इटली प्रतिरविवासरे अस्माकं गृहे प्रातः भोजनं भवति मम सर्वे कुटुम्भजनाः एकत्र उपविश्य मम मातुः सज्जीकृतं मृदु इटली कुर्वन्ति उष्णं सेवितं चेत् तस्य स्वादः सर्वोत्तमः भवति बालकाः विशेषतया पित्तस्वादस्य स् रसस्य च भोजनं खादन्ति मम प्रियं खाद्यनिबन्धम् आङ्ग्लभाषायां लिखित्वा बालकाणाम् आङ्ग्लभाषा लेखनकौशलं वर्धयितुम् अपि सहायं भविष्यति अत्र वयं भवद्भ्याः मम प्रियं खाद्यनिबद्धं तृतीयवर्गस्य बालकाः केचनविचाराः प्राप्यन्ते यत् तेषां प्रियभोजनस्य विषये तस्य प्रति तेषां तेषाम् आकर्षणस्य विषये खाद्यं प्रेमिणां मध्ये एतत् किमर्थम् एतावत् लोकप्रियम् इति विषये खाद्यप्रमाणम् प्रेमिणां मध्ये एतत् किमर्थम् एतावत् लोकप्रियम् इति विषये दश पङ्क्तयः कथं लिख लिखितव्याः इति